अस्माकं प्रदेशे यानव्यवस्था समीचीनमस्ति तत्र लोकयानानि सन्ति बस् यानानि सन्ति रैल् यानानि अपि सन्ति रैल् यानम्म्ध्ये एम् आर् टि एस् इति यानव्यवस्था प्रसिद्धा अस्ति बस् यानं वा रैल् यानं वा धनम् अपि न्यूनमेव इत्युक्ते अधिकमिति नास्ति न्यूनमेव तत्र विशेषतया एम् आर् टि एस् पश्यामः पञ्च रूप्यकाणि दद्मः चेत् अपि विंशति अथवा पञ्चविंशति किलोमीटर् दूरमपि गन्तुं शक्नुमः तादृशम् उत्तमरीत्या एव अस्ति अतः अस्माकं प्रदेशे बस् यानानि एम् आर् टि एस् रैल् यानानि सन्ति तेषाम् उपयोगम् अस्ति जनानां कृते तत्र क्लेशः क्लेशाः सन्ति बस् यानानि समये न आगच्छन्ति इति एकः क्लेशः अस्ति एम् आर् टि एस् रैल् यानम्मध्ये तद् सर्वत्र न गच्छन्ति इति एकः क्लेशः अस्ति सर्वत्र इत्युक्ते अन्य चेन्नैनगरप्रदेशम् अथवा इति सर्वत्र न गच्छन्ति इति एकः क्लेशः अस्ति परन्तु आटो यानं वा तादृशमपि तत्र अस्ति इति कारणेन व्यवस्था सम्यक् अस्ति इति वदामः